अहम् एकसप्ताहात् पूर्वम् अमेज़ोनतः पेण्टोनिक् बोल् लेखनीं स्वीकृतवती आसम् बहुसम्यक् अस्ति इयं लेखनी बहुवर्षेभ्यः इयमेव लेखनी मया स्वीक्रियते अस्य मूल्यं तु त्रिंशदधिक् एकशतरूप्यकाणि एव अतः अस्य मूल्यमपि न्यूनमेव तथा इयं लेखनी बहुसहजा वर्तते तत्र अक्षराणि अपि सम्यक्रूपेण आगच्छन्ति बहुकालं यावद् उपयोक्तुमपि शक्यते अन्ये केऽपि स्वीकर्तुम् इच्छन्ति चेत् तान् इयं लेखनीं स्वीकुर्वन्तु इति अहं प्रेरयामि